हरिः ओम् अद्यत्वे समाजे सर्वत्र वचनबद्धता न दृश्यते न केवलं वचनबद्धता यत् लिखितमस्ति तेनैव लिखितं लिखितविषये ते एव भिद्यते किमर्थम् इत्युक्ते इदानींतनकाले सर्वे अपि स्वार्थैकपराः सन्ति तेन कारणेन स्वभूमिं विक्रयणं कृत्वा पुनः तस्य विषये कालान्तरे भूमिं मूल्यं अधिकं जातं तेन कारणेन ते सर्वे विक्रयिता भूमि विषये पुनः समस्याः स्वयमेव सृष्ट्वा ये क्रयणं कृतवन्तः तेषां विषये समस्याः कल्पयन्ति इदानीन्तनकाले तादृश स्थितिः अस्ति अनन्तरं भूक्रयविक्रयणे बहु समस्याः इदानींतनकाले दृश्यन्ते तस्य भूमि एव न न भवति किन्तु सः भूमिं विक्रयणं करोति मा वस्तुतः अयं यः निजभूस्वामि अस्ति सः अनन्तरम् आगत्य तस्य आनुमतिं विना अपि तस्य भूमिमन्यः अन्ये सर्वे विक्रयणं कुर्वन्तः सन्ति तादृशस्थितिः इदानीन्तनकाले अस्ति कथं किमर्थमस्ति इत्युक्ते सम्यक् नीतिनिर्माणं सर्वकारपक्षतः न कृतवन्तः यः कोपि यत्किमपि याकापि भूमिं वा सः विक्रयणं कर्तुं रिजिस्ट्रेशन् कर्तुं शक्नुवन्ति तथा कदापि न भवेत् तेन कारणेन ये ये भूविक्रयणं कृतवन्तः ते सर्वे अपि समस्या ग्रस्ताः भूत्वा न्यायः न्यायालयं प्रति अनुदिनं भ्रमणं कुर्वन्तः सन्ति तादृशः समस्याः स् शीघ्रं परिष्कृतं न भवन्ति दशवर्षपर्यन्तं विंशतिवर्षपर्यन्तमपि तादृशः समस्याः चलन्ति एव परिष्कारमेव न लभन्ते